मम प्रदेशे धनप्राप्त विषये स्वतः नाम कृषिः तु सम्यक् एव भवति परन्तु स्थानानि रिक्तस्थानानि सन्ति तत्र जनानां कृते कर्तुं शक्यते उद्योगावसराः नाम किं भवति नाम तत्र अधुना तु प्रोडक्षन् विषये एव चलति तस्मिन् विषये प्रोडक्षन् विषये नाम नूतनवस्तूनां निर्माणं नास्ति चेत् कृषिः अस्ति खलु तत्र वेजिटबल्स् इत्याधिकं शाकानां तु निर्माणं भवति तदा भवति तदनन्तरं किं नाम उद्योगावसरः नाम अधुना केचन कुर्वन्ति मलयालभाषायाः संस्कृतभाषां प्रति ग्रन्थानाम् अनुवादः क्रियते संस्कृतभाषातः मलयलभाषायां शास्त्रग्रन्थानाम् अनुवादः क्रियते एतत् संस्कृतज्ञाः कुर्वन्ति तेषाम् अपि उद्योगावसराः भवन्ति एव